नाहम् इण्ड्यन् ऐडल् इत्यादिसङ्गीतसम्बद्धान् कार्यक्रमान् तु अहं न पश्यामि नेच्छामि च परन्तु अहं बहु सङ्गीतं शृणोमि तत्र क्लासिकल्स् बहु सङ्गीतं श्रुणोमि तत्रापि तेलुगुभाषा तेलुगु साङ्ग्स् तु अहं तेलुगुसङ्गीतं तु अहं बहु इच्छामि तत्र एस् पि बालसुब्रमण्यं पुनः सः अन्यः वर्तते एस् पि चरण् इति पुनः अन्यः श्रेया गोषल् अन्या वर्तते श्रेया गोषल् सोनु निगम् इत्यादयः विजय् प्रकाश् तेषां सङ्गीतं तु बहु इच्छामि तेषां स्वरः अनन्तरं नूतनत्वेन आगतम् एनिमल् मूवी तत्र एवरेवरो इति साङ्ग्स् बहु सम्यगस्ति अहं तद् बहु बहुवारं श्रुतवान् एवं सर्वदा अहम् आरेञ्ज् इति मूवी वर्तते तस्य चलनचित्रस्य सङ्गीतम् अहं बहु श्रुणोमि तस्य साङ्ग्स् सङ्गीतम् अन अनन्तरं तत्र नानाविधं सङ्गीतं काम्पिटेशन्स् भवन्ति ला साक्षात् रूपेण तत्र अहं गत्वा संस्कृतभारत्यां सङ्गीतप्रदर्शिनी प्र सङ्गीतप्रदर्शनशालायाम् अहं तत्र गत्वा अहं बहु शृणोमि पुनः अहं कति कदा कदा सङ्गीतमपि गायामि